नमस्ते अहं आं गायत्री हा शशाङ्क् महोदयः उक्तवान्

कर्तुं शक्यते भगिनि म मम समीपे बहूनि अद्यतन म डिसै़न्स् अस्ति अस् म् भवत्याः उ उपयोगम् उ उपयोगानुसारम् अहं डिसै़न् कृत्वा का आधुनिकपाकशालायां

हा हा हा हा हा हो भवत्याः चिन्ता मास्तु चिन्ता मास्तु भगिनि अद्यतन मोडेल् एव कीटिकां कीटिकां विहाय अहं करोमि कीटिकां हा कीटिका विनाशा विनाशनार्थं हा क कर्तुं शक्यते कर्तुं शक्यते कीटिकां हा अहं करोमि अहं करोमि भगिनि ग्यारण् ग्यारेण्टी अपि करोमि अहं अद्यतन आगतस्य आगतस्य माडल् मध्ये एकं द्वारं सन्ति अत्र द्वाराः मध्ये एकं लैन् इत्युक्ते एकं च् पेस्ट् ददामि तत् पेस्ट् उपयुज्य पेस्ट् उपयुज्य अहं भवती उपयोगं कर्तुं शक्यते

सम्यक् अस्ति अहं डिसै़न्स् दशमध्ये वर्षद्वयं